अस्माकं भारते राजस्थानप्रदेशे पश्चिमराजस्थाने ब्राह्मणसमुदायस्य विविधाः संस्कृतिविचाराः सन्ति परिधानमपि भिन्नानि भिन्नानि सन्ति परिधानेऽपि भिन्नभिन्नवर्णानां योजना विशिष्टतया कृते अतः परस्परं ते भिद्यन्ते बाड़मेर्क्षेत्रे दाबूप्रिण्ट् मलिर्प्रिण्ट् परिधाने भवति मेवाड़प्रदेशे प्रदेशे अजरक् इति प्रिण्ट् भवति एतेषां कृते भिन्नभिन्नस्थानेषु भिन्नभिन्नसंस्कृतिः अपि भवति मेवाड़प्रान्ते इति उत्सवः नूतनः नूतनः भवति तत्र पुरातनसंस्कृतीनां मध्ये तत्र कलाकृतीनां भवति सेखावट् इति स्थानेषु बी सेखावट् इति स्थानेषु भिन्नाः नूतनाः संस्कृतिः प्रचलति